वराय उपहारदानस्य अभ्यासः व्यक्तिगतप्राथमिकतानां सांस्कृतिकपरम्पराणां च उपरि निर्भरं भवति प्रायः जनाः वस्त्राणि आभूषणम् इलेक्ट्रानिक् उपकरणं यात्रासाङ्ककूलम् अपि इत्यादीनि उपहारं ददति सर्वं भवतः वजटस्य वरस्य रुचिस्य च उपरि निर्भरं भवति आं वराय उपहारदानस्य परम्परा अस्ति भवन्तः तेभ्यः किमपि व्यक्तिगतं यथा घडि कठिबन्धः अनुकूलितम् उपहारम् अथवा इलक्ट्रानिक् यन्त्रं वा महान् परिधानं वा इव किमपि उपयोगी किमपि दातुं शक्नुवन्ति